सम्यक् गीतं सङ्गीतं सङ्गीतम् अधिकृत्य बहूनि कार्याणि सन्ति भारतीयसङ्गीतं सुसम्पन्नं भवति भारतीयसङ्गीतम् अधिकृत्य वेदेष्वपि द्रष्टुं शक्यते सामान्यतया सामवेदे सङ्गीतमधिकृत्य बहूनि कार्याणि सन्ति त तत्र पूर्वार्चिकम् उत्तरार्चिकम् इति द्विधा विभागौ स्तः तत्र सङ्गीतम् अधिकृत्य सः शास्त्रीयरीत्या विषयाः सन्ति अपि च भरतमुनिः नाट्यशास्त्रं पश्यति चेद् तत्रापि सङ्गीतम् अधिकृत्य शास्त्रीयरीत्या पठनं सन्ति सप्तस्वराणि अधिकृत्य रागाः अधिकृत्य तालान् अधिकृत्य एवमेवं बहूनि कार्याणि सन्ति अस्माकं भारतीयसङ्गीतशास्त्रं प्रथमतया द्विधा विभक्तं पूर्वम् उत्तरं सङ्गीतशैली दक्षिणभारतीयसङ्गीतशैली उत्तरभारतीयसङ्गीतशैली हिन्दुस्तानी इति नाम्ना श्रूयते दक्षिणभारतीयसङ्गीतशैली कर्नाटिक् शैली इति नाम्नापि श्रूयते कर्नाटिक् शैली कर्नाटिक् शैली अपि विभिन्नराज्यां राज्येषु विविधाः शैलीः अव अवलम्बते तत्र केरळे पश्यति चेद् केरळे सोपानसङ्गीतं समकालिकसङ्गीतं कथगळिसङ्गीतम् इति विभिन्नाः सङ्गीतसम्प्रदायाः सन्ति कथकळिसङ्गीतं क्वचित् व्यत्यासः विभिन्नं भवति तत्र सङ्गीतधारा विभिनं भवति समकालिकसङ्गीते कैकुट्टिकळि सङ्गीतं तुळ्ळसङ्गीतम् एवम् एवमेवं केरळीयां कलाम् अधिकृत्य विषयाः अपि तत्र तत्र विद्यन्ते सोपानसङ्गीतं सङ्गीते तु जयदेवस्य गीतागोविन्दम् आधारीकृत्य कथितं भवति तत्र मार्गं देशीयम् अल्ल मार्गी शैलीम् अवलम्बते एवं विभिन्नेषु स्थरेषु विभिन्नशैलीः अवलम्बते पुरा भ कर्नाटिक् सङ्गीतं सबर्या पञ्च चतुर्थः पञ्च खण्डाः यावद् आसीद् किन्तु इदानीं त्रयः घण्ठाः द्विधा द्वे घण्ठे यावद् समाप्तम् इति अधुना आधुनिकं सङ्गीतकाराः तेषां नितान्तपरिश्रमेण सर्वं सर्वं सङ्गीतशैलीं मिश्रणं कृत्वा नूतनशैली उल्पाद्यते